आम् कदाचित् चित्ररचनायाम् अनासक्तिः दृष्टा वतते तत्र कारणं किं नाम अनेकधा वयं चित्रं लिख लिखामश्चेदपि तत्र तद्वत् भावचित्रे यथा वर्तते तद्वत् कदाचित् न आगच्छति नासिका वा अन्यथा भवति अथवा नेत्रं सम्यक् न भवति इत्या बहुवारं क्रियते चेदपि यदि सम्यक् न आगच्छति तदानीं मास्तु इति त्यजामः इति भाति मध्ये एव किन्तु मया इदं पूर्णं कर्तव्यमेव इति निश्चयः सङ्कल्पः यदि क्रियते तर्हि तस्मिन् पुनः चित्रलेखने वयं प्रवृत्तिं स जनयितुं शक्नुमः अपि च यदि सुन्दराणि चित्राणि यदा पश्यामः नूतननूतनानि तदा लेखन पुनः चित्रलेखने प्रवृत्तिर्भवति यदि चित्रले चित्रं लेखनीयम् इति महती उत्कटता वर्तते तर्हि कार्यबाहुल्ये सत्ये अपि वयं चित्रं लिखितुं शक्नुमः एव